हरि ओम् नमस्ते शारदा भगिनी वा कथम् अस्ति बहु कालः जातः इदानीं अहं बेङ्गलूर् आगतवती अत्र मया विमानयानस्थानकं गन्तव्यं अहम् ओला स्वीकरोमि वा नो चेत् उबर् स्वीकरोमि वा भवती ओला एव उपयोगं करोति वा अस्तु सः समये आगच्छति वा तद्यानमपि शुद्धं भवति वा केचन जनाः सम्यक् एव न पालयति अतः एव अहं पृच्छामि अस्तु समये प्राप्यति वा इदानीं नववादने मम विमानमस्ति तत्पूर्वं तत्र घण्टाद्वयात्पूर्वं तत्र प्राप्तव्यं किल अतः समये सः नयति वा

किमपि क्लेशः न भवति किल अस्तु तर्हि तदेव अहं स्वीकरोमि अस्तु भगिनी राम् राम्